आम् पूर्वस्मात् अधिकं त्याज्यं लक्षितं पुनः प्रयोगयोग्यं प्रति स्विच् कुर्वन्तु अपशिष्टस्य मात्रां न्यूनीकर्तुम् उत्तरदायी पदयात्री भवितुं प्रभावी उपायः अस्ति प्लास्टिक् जलपुटाः तृणाः चम्मचः कुटं च पन्थानेषु दृश्यमानानाम् अपशिष्टानां सामान्यरूपाः सन्ति एतेषां परिहाराय पुनः उपयोगीजालपुटं कट्लरी पुटं च उपयुज्यतां यत्किमपि गृहम् आनेतुम् इच्छति तत् वहितुं प्लास्टिक् पुटस्य स्थाने कागदस्य वस्त्रस्य च पुटस्य उपयोगं कुर्वन्तु कोपि लेशः न त्यजन्तु अपशिष्टस्य उत्पादनं सामान्यं कार्यम् अस्ति किन्तु कूपं मा कुरुत भारते अपशिष्टं बहिः क्षिप्य क्षिप्य सूर्यस्य अधः जीर्णं कर्तुं त्यक्तम् आसीत् परन्तु प्लास्टिकस्य अन्येषाम् अजैवविघटनीयानाम् अधिकप्रयोगेन एषा प्रथा न पुनः प्रभावी भवति जैव